मूल्याङ्कानां सङ्ग्रहणं तु एकः उत्तमः अभ्यासः केचन जनाः भिन्नभिन्नमूल्याङ्कानां सङ्ग्रहणं कृत्वा एकत्र स्थापयन्ति सञ्चिकारूपेण अपि ते योजयन्ति अन्येषां कृते अपि दर्शयन्ति तत्र मूल्याङ्कानां विषये वयं किं ज्ञातुं शक्नुमः ततः इत्युक्ते तत्र महान् पुरुषः वा अथवा भौगोलिकविषयाः वा तत्र योजितमस्ति मूल्याङ्कानां कस्मिन् स्मरणार्थम् एतद् मूल्याङ्कानां प्रदर्शनमासीत् एतत् सर्वं वयं ज्ञातुं शक्नुमः मुद्राणां विषये तु बहु प्रामुख्यम् अस्ति भिन्नभिन्नमुद्रा का मुद्रा अस्ति कस्मिन् देशे इति ज्ञातुं शक्नुमः तस्य मौल्यं भारतीयरूप्यकाणि प्रति किम् अस्ति उन्न न्यूनम् अस्ति वा अधिकम् अस्ति वा इति अपि वयं ज्ञातुं शक्नुमः यदा वयं विदेशं गच्छामः तदा एतस्य ज्ञानं बहु लाभाय भवति पाषाणखण्डानां सङ्ग्रहणं तु बहु विषयाः वयं ज्ञातुं शक्नुमः भौगोलिकरीत्या कुत्र किम् अस्ति पाषाण खण्डस्य रूपं स्वभावं दृष्ट्वा तस्मिन् प्रदेशे कथम् अस्ति वातावरणं वा अथवा भूगोलं कथम् अस्ति इति वयं ज्ञातुं शक्नुमः